दूरदर्शने तावत् उत्तमविचाराः अपि भवन्ति दुष्टविचाराः अपि भवन्ति अस्माभिः तु उत्तमचिवारं दृष्ट्वा तदनुसर्तव्यं यत्किञ्चित् दोषादिकं भवत् यदि दृश्यते तत् न अनुसर्तव्यं वा वार्ताप्रत्रिका पठन वार्तापत्रिका प्रतिदिनमपि प्रकटं भवति तत् ते ते तत् पठनेन ज्ञानमपि वर्धते लोके किं किं चलदस्ति इत्यपि ज्ञायते एवमेव विज्ञानलेखकानां पुस्तकं यदि पठामः अन्ये बहु विज्ञानविषयेषु ज्ञातं भवति यथा तन्त्रज्ञानस्य विषये ज्ञातं भवति रसायनशास्त्रस्य विषये ज्ञातं भवति जीवशास्त्रस्यापि ज्ञातं भवति बो भौतशास्त्रे अपि ज्ञातं भवति एवं विज्ञानं नाम सर्वमपि गृह्यते तस्मिन् कला इत्यादिविषयेषु अपि विज्ञान कला न गृह्यते विज्ञानविषयाः नाम गणित इत्यादि विषये विषयाः अपि गृह्यन्ते अन्तर्जालीयपट पुटं यदि वयं सम्यक् तत् तस्य उपयोगं यदि अनुसरामः तेनापि वयं सम्यक् ज्ञतुं वयं शक्नुमः एवं अनु एवं अहं अनुसरामि व्य विज्ञानसम्बद्धं चलनचित्रादिकंतु तु अधुना अद्यतनकाले तु सम्यक्तया वर्तन्ते तत् वयं यदि पश्यामः तेन वयं सम्यक्तया ज्ञातुं शक्नुमः तस्मिन् एकं ड्राकेट्रि इति एकं चलनचित्रं वर्तते तस्मिन् तु सम्यक्तया दर्शितं वर्तते सः कथमासीत् की कीदृशः आसन् आसीत् सः इत्यपि ज्ञातुं स ज्ञातुं शक्यते सः सः तु सम्यक्तया ज्ञातवान् भवति विज्ञानस्य विषये भवतु सर्वस्यापि विषये सम्यक् ज्ञातः ज्ञातं सः ज्ञातः भवति एवं तां मारयन्ति सम्यक् ताडयन्ति कष्टं यच्छन्ति एवं न कर्तव्यं ये सम्यक् ज्ञाताः भवन्ति तेषां विषये अस्माभिः ज्ञात्वा तेषां सविधे गत्वा पठनीयं सम व्यर्था व्यर्थता न कर्तव्या इति मम अभिप्रायः